स्थानीयाः वैद्यव्यवस्थाः मम प्रदेशे बहवः सन्ति तस्मिन् अपि यत् प्रसिद्धम् वर्तते जे एस् एस् इति वर्तते अनन्तरम् सुयोगः इति वर्तते तत्र उपलभ्यमानं यत् व्यवस्था वर्तते तत् अत्युत्तमम् वर्तते परञ्च सामान्य जनाः तत्र गन्तुम् अशक्श् अशक्यम् अभवत् अनन्तरं कोविड् मध्ये यत् कष्टकरम् आसीत् धनं विना यत् किमपि कार्यं कुत्रापि सामान्य जनाः वा भवतु अनन्तरम् उन्नत् धनं ये भवति तेषामपि कष्टकरम् अभवत्